सप्तचत्वारिंशत् अधिक नवदशशततमवर्षे आगस्ट् मासे पञ्चदशदिनाङ्कः पञ्चाशत् अधिक नवदशशततमे वर्षे जनवरि मासे षड्विंशतिदिनाङ्कः द्वादश अधिक विंशतिशततमेवर्षे एप्रिल् मासे पञ्चदशदिनाङ्कः त्रयोदश अधिक विंशतिशततमे मे मासे अष्टाविंशतिदिनाङ्कः नवदश अधिक विंशतिशततमे नवम्बर् मासे पञ्चदशदिनाङ्कः